पुरातनकालगीतानाम् इदानींतन गीतानां कः भेदः इत्युक्ते मौल्याधारितगीतानि आसन् पुरातनकाले इदानींतनकाले तु यथा वयं श्लोकेषु वदामः पादपूरणार्थं वयं पदानि योजयामः खलु तथैव इदानींतनकाल इदानींतनगीतानि भवन्ति चलनचित्रगीतेषु अपि वयं तदेव द्रष्टुं शक्नुमः उदाहरणार्थं वयं हिन्दीभाषायाः पूर्वतन चित्राणां गीतानि जब् दीप् जले आना इति वदामश्चेत् तत्र भावः कियत् अस्ति पदानां संयोजने वा तत्र रागस्य संयोजने वा अथवा चिन्तने वस्तुतः औन्नत्यम् एव दरीदृश्यते परन्तु इदानींतनकालस्य गीतेषु केवलं किं भावानाम् उद्वेगः एव दृश्यते न तु तस्य शमनम् अतः आत्यन्तिकसुखं वयं पश्यामः चेत् वस्तुतः कलाद्वारा तस्य भावनानां शमनम् एव भवेत् न तु तस्य उद्वेगः अतः अहं पुरातनगीतान् एव गीतानि एव इच्छामि यतः तत् मधुरमपि भवति पद योजने अपि तत्र सौख्यं दृश्यते रागभावयोः अपि सामञ्जस्यम् इतोपि अधिकम् अस्ति अतः तदेव वरम्